चित्रसाधनानां विषये अहं वदामि चेत् अनेकाः पेन्सिल्स् भवति तत्र अनेकानि पेपर्स् भवति तत्र चार्ट्स् भवति एरेसर् शार्प्नर् स्केल्स् एतत् सर्वं चित्रसाधनानि एव परन्तु तत्र यदि अहं टेक्निकल् ड्रायिङ्ग् करोमि चेत् तत्र हेच् बी मिडियं टू हेच् नैन् हेच् इत्येवं पेन्सिल्स् उपयोगं करोमि शेडिङ्ग् कृते अहं टु बी नैन् बी इत्येवं पेन्सिल्स् उपयोगं करोमि ब्रेण्ड्स् विषये अहं वदामि चेत् तत्र के के ब्रेण्ड्स् सन्ति इति प्रश्नस्य उत्तरम् केम्लिन् अस्ति नटराज् अस्ति डाम्स् अस्ति फेबर् केसल् अस्ति एवं बहवः ब्रेण्ड् सन्ति मूल्यस्य विषये अहं वदामि चेत् अभ्यासकाले यदि छात्राः भवामः चेत् तत्र न्यून् नन्यूनमूल्यानि साधनानि भवन्ति यदि वयम् अग्रे गच्छामः प्रोफेश्नली वयं कर्तुम् इच्छामः चेत् बहु मूल्ययुतानि साधनानि भवन्ति अतः वयम् अभ्यासकाले न्यून न्यूनमूल्यानि साधनानि उपयुज्य वयम् अभ्यासं कुर्मः चेत् अनन्तरं प्रोफेश्नली वयं वर्धितुं शक्यते